अहम् आन्लैन्द्वारा एकं हेडफ़ोन् ओर्डर् कृतवान् अ आसीत् तदागतं किन्तु सम्यक्तया न वर्किङ्ग् अपि न कुर्वन्ति यद् स्वीकृतवान् तत् तस्मिन् दिने किमपि कम्प्लेण्ट् किमपि नासीत् किन्तु द्वि दिनादारभ्य तस्य शब्दः सम्यक्तया नागच्छति किञ्चित् तस्य वयर् इत्यादीमपि तद् सम्यक् कोलिटि सम्यक् अपि नास्ति ओर्डर् कृतवान् स् अस्ति किन्तु सम्यक् तद् न चलति एवम् अस्ति इदम्